मम प्रान्ते अपराधदुर्घटनाः आरक्षकाः सम्यगेव नियन्त्रयन्ति अतः अधुना अण्ड्रेड् डयल् कुर्मः चेत् आरक्षकाः झटिति एव आगच्छन्ति तेषां रक्षणमपि कुर्वन्ति परन्तु जनानां रक्षणाय इतोऽपि अधिकाः आरक्षकाः भवेयुः इतोऽपि अधिकतया पोलिस् स्टेशन् सर्वम् अपि निर्माणं कुर्वन्ति चेत् सम्यक् भवति आरक्षकाणां तत्र तत्र स्मार्ट् इत्युक्ते नालेड्ज् मध्ये तेषां ज्ञानं वर्धेयुः इति अहं सलहं दातुं शक्नोमि तत्र तत्र किं क्रैं विषये तेषां ज्ञानं वर्धनाय शिक्षणं शिक्षणम् अधिकतया ददति चेत् सम्यक् भवन्ति इति अहं मन्ये